चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य मार्च्मासस्य तृतीयदिनाङ्कः पञ्चसप्तति अधिकनवदशतमवर्षस्य नवेम्बर्मासस्य एकादशदिनाङ्कः एकसप्ततिः अधिकनवदशतमवर्षस्य जनवरीमासस्य पञ्चमदिनाङ्कः पञ्चाशीतिः अधिकम् नवदशतमवर्षस्य आगस्ट्मासस्य अष्टमदिनाङ्कः एकसप्ततिः अधिकद्विसहस्रतमवर्षस्य द्वितीयः मार्च्मासस्य चतुर्थदिनाङ्कः अष्टादशतमवर्षस्य अष्टादशसहस्रतमवर्षस्य जनवरिमासस्य पञ्चमदिनाङ्कः